पात्रप्रक्षालनस्य कृते पूर्वम् उच्छिष्टपात्राणि जलेन स्वच्छीकृत्वा फेनकेन पुनः लेपनं कृत्वा पुनः जलेन स्वच्छीकरणीयं स्निग्धपात्राणां कृते जम्बुकरसः लवणम् एवं फेनकस्य मिश्रणं प्रयुज्यते